इदानीम् अन्येषु नगरेषु छात्राः विद्यालयम् उच्चविद्यालयं प्रति कथं गच्छन्ति इत्युक्ते इदानीं वाहनानि बहूनि सन्ति यानव्यवस्थादिकम् अस्ति स्वगृहेपि अस्ति एव इदानीं तत्र यानं गमनागमनसमये चिन्ता नास्ति पुनश्च सर्वकारपक्षतः विद्यालयेषु यानं यानं भवतु इति चिन्तयित्वा यानं स्थापयन्ति तेन तेनैव छात्राणां गमनागमनं भविष्यति चेत् बहु सौकर्यम् इदानीम् उत्तमगुणवत्ता युक्तं प्राथमिकशिक्षां प्राप्तुं कठिनं किम् इत्युक्ते तत्र शिक्षकाणां नियुक्तिः काले काले नियुक्तिः न भविष्यति न भवति न भवति पुनश्च शिक्षकाणां कृते प्रशिक्षणं नास्ति तत्र कौशलानाम् हीनता दृश्यते पुनश्च स्तरानुगुणं पाठनं कर्तव्यम् इदानीं स्तरानुगुणं पाठनम् इत्यादिकं नास्ति पुनश्च पाठ्यक्रमः अपि सम्यक् नास्ति यदि पाठ्यक्रमः सम्यक् भवति कौशलानाम् आधारितेन भवति तदानीम् एताः ए एताः समस्याः नागच्छन्ति इति मम अभिप्रायः